मया मेजिष्टिक् तः टेक्सी स्वीकृत्य नागरभावी मध्ये अवतरणं कृतं इदानीम् अहं गृहे अस्मि परन्तु एकं स्यूतं टेक्सी मध्ये एव वर्तते अमूल्यवस्तुनि अपि तत्र सन्ति ए एमर्जेन्सी मम कृते तत् अपेक्षितम् अस्ति अतः भवन्तः सूचयन्तु तत् टेक्सी कुत्र अस्ति इति